मम इष्टतमं तरणस्थानम् उडुपि जिल्लायां सालिग्रामप्रदेशे गुरुनरसिंहदेवस्थानम् इत्येकं देवस्थानम् अस्ति तत्र सरोवरद्वयं वर्तते एकं चक्रतीर्थ सरोवरम् अपरं शङ्कतीर्थ श सरोवरम् इति तत्र चक्रतीर्थ सरोवरस्य उदकं तावत् परमात्मनः अभिषेकार्थं चक्रतीर्थसरोवरे तरणादिकं कर्तुं शक्यते तदेव मम इष्टतमं तरणस्थानं किमर्थमिति चेत् अहं तरणशिक्षां तत्रैव प्राप्तवान् मम प्रदेशे तरणस्थानं वर्तते कुत्र इचि कुत्र इति चेत् जिल्ला क्रीड् जिल्ला क्रीडालये नाम अज्जरकाडुप्रदेशे स्विम्मिङ्ग् पूल् वर्तते तत्र तरणादिकं कर्तुं शक्यते तत्र कोच् तरणशिक्षा अपि ते दास्यन्ति एवं स अस्माकं प्रदेशे समुद्रतटाः सन्ति उडुपि उडुपिप्रदेशे मल्पे समुद्रतटः अस्ति एवं कोटप्रदेशे अपि समुद्रतटः अस्ति एवं नद्यः सन्ति सरोवराणि अपि सन्ति तत्र तरणादिकं कर्तुं शक्यते